सत्यम् अहं भिन्नप्रकारक विडियो गेम्स् विषये अनुभवः वर्तते मम तावत् ऐट् बाल् पोल्स् इति एकाम् अस्ति एवमेव शेप्स् योजनं भवति एकत्र एवं कार् रेसिङ्ग् बैक् रेसिङ्ग् इत्यदिकं मह्यं बहु रोचते तत्र च विशिष्य बैक् यानचालनं एवं च कार्यानचालनेन बहु आनन्दम् अनुभवामि विडियो गेम् सन्दर्भे आत्मानं तथा चिन्तयामि यथाहं स्वयमेव मार्गे एवं चालयन् अस्मि एवं चालयामि चेत् कथम् आनुबु आनन्दम् अनुभूति भवति तथा अस्म् अहं विडियो क्रीडा द्वारा अपि आनन्दम् अनुभवामि अनेन न केवलम् आनन्दानुभूतिः अपि तु भिन्नभिन्नविषयेन ग्रस्ते सति एतादृशक्रीडाः गृहे उपविश्य अल्पेन व्ययेन एवं च सुनायासेन यदि वयं क्रीडामः तर्हि बौद्धिकक्षमतायाः अथवा बौद्धकविकासं सम्पादयितुं कदाचित् एते एताः क्रीडाः सहकुर्वन्ति येन ततः परम् अस्माकं यद् अभिष्टं कार्यं वर्तते यच्च शैक्षकीययोग्यता वर्तते तस्मिन् रङ्गे अपि वयम् उत्तमोत्तमरीत्या आत्मानां लं संलग्नं कर्तुं शक्नुमः इत्यतः क्रीडाः एताः सर्वाः अपि इष्टाः इति कथने नास्ति संशयः